एकविंशतिदिनाङ्के फ़ेब्रवरि मासस्य चतुर्विंशत्यधिकद्विसहस्रम् पञ्चमदिनाङ्के जान्वरि मासस्य चतुर्विंशत्यधिकद्विसहस्रं दशमदिनाङ्के मार्च् मासस्य चतुर्विंशत्यधिकद्विसहस्रं दशमदिनाङ्के एकस् आगस्ट् मासस्य चतुर्विंशत्यधिकद्विसहस्रम् त्रयोदशदिनाङ्के जान्वरि मासस्य त्रयोविंशत्यधिकद्विसहस्रम्